मम ग्रामे इदानीं मुक्तशौचः नास्ति सर्वेषां गृहे शौचालयस्य व्यवस्था अस्ति एव परन्तु पुरातनकाले ग्रामे मुक्तस्थाने गत्वा शौचं कुर् कुर्वन्ति स्म एतेन विविधरोगाणां कारणं भवति मुक्तशौचेन डैर्या मलेरिया कलेरा पोलियो टैफाय्ड् क्रिमि एतानि रोगाः भवन्ति अपि तु दैनन्दिनकार्यनिमित्तं मार्गेषु चलनाय क्लेशः भवति स्म महान् दुर्गन्धः अनुभूयते स्म